मम क्षेत्रस्य छात्राः तेषां शालायां कलाशालायां स्टेम् इत्यस्य अध्ययनं कुर्वन्ति स्टेम् अध्ययनेन छात्राः एवम् उपकृताः भवन्ति स्टें छात्राणां कल्पनाशक्तिं पोषयति कल्पनाशक्तिः सृजनशीलता च स्टें शिक्षायाः महत्त्वपूर्णाः पक्षाः सन्ति स्टें शिक्षणं भवन्तं जिज्ञासुः अभिनवाः कल्पनाशीलः झटिलविषयाणां समाधानार्थं पेटितः बहिः चिन्तयितुञ्च प्रोत्साहयति स्टें छात्राणां प्रौद्योगिकि अनौ प्रयोगं प्रोत्साहयति स्टें शिक्षा भवन्तं प्रौद्योगिकविकासानां विषये अवगतं कृत्वा प्रौद्योगिक्याः उपयोगं प्रोत्साहयति तथा च नूतनप्रौद्योगिकीं शिक्षितुम् आलिङ्गयितुं च आत्मविश्वासं ददाति एतेन टेक् केन्द्रितजगति प्रतिस्पर्धाप्रवृत्तिः प्राप्तुं साहाय्यं भविष्यति स्टें छात्राणाम् अनुभवात्मकशिक्षणं सशक्तं करोति स्टें शैक्षिकपाठ्यक्रमाः अनुभवात्मकशिक्षणस्य उपरि बहूधा निर्भरः अस्ति छात्राणां कृते स्टें क्रियाकलापाः तान् उप् अपायां स्वीकृत्य भिन्नभिन्नवस्तूनां प्रयोगं कर्तुं तेषाम् असफलतायाः शिक्षितुम् उत्तमं विचारञ्च कल्पयितुं प्रेरयन्ति बहुधा प्रयोगाः लचीतलायाः निर्माणे अधिकं सह सहायकः भवति तेषां धैर्यवान् दृढचिन्तकाः च भवन्ति स्टें सामूहिककार्यं प्रवर्धयति विभिन्नसमस्यानां समाधानार्थं दलरूपेण कार्यं करणं स्टें पाठ्यक्रमस्य मूलतत्त्वम् अस्ति एते असैन्मेण्ट् अन्ये वैच्मेट् सहकारिभिः सह मिलित्वा कार्यं कर्तुं तेषां सुझावान् विचारान् च श्रोतुं समूहक्रियाकलापस्य समाड् समाप्त्यर्थं सर्वसम्मत्या मतं निर्मातुं च शिक्षयिष्यन्ति एतत्सामूहिककार्यं पारस्परिकं नेतृत्त्वकौशलं च शिक्षयति तथा च भवतः समग्रव्यक्तित्वस्य आकारे सहायकं भवति